हरि ओम् सत्यम् अद्य न शक्यते भोः अद्य न शक्यते अहमद्य अद्य अन्यत्र गतवानहं मां एकः बलात्कारेण नीतवान् तस्य गृहे परिस्थितिः गम्भीरा अस्ति अतः अद्य भवता आगन्तव्यमेव इति उक्तवान् अतः भवतां गृहं प्रति अहं श्वः आगच्छामि श्वः आगच्छामि कृपया अस्तु क्षमां करोतु क्षमां करोतु सत्यमहं आगच्छामि अहं प्रातः भवतः गृहमेव प्रस्थितवान् प्रस्थानसन्दर्भे एषः आगत्य पश्यतु एतादृश परिस्थिति परिस्थितिः अस्ति अस्माकं प्राणाः गच्छन्ति कृपया आगच्छतु इत्युक्तवान् अतः ते तस्य प्राणपरिरक्षणार्थं तत्र गतवानहं किमिति पश्यामः इति न न न सत्यं अहं बहून् पृष्टवान् कृपया आगच्छतु भोः तत्र कार्यमस्ति गच्छतु भवान् मम तु अन्यत्र गन्तुमस्ति इति किन्तु वर्ष वृष्टिः आरब्धः सर्वत्रापि कार्यमारब्धं अतः सर्वेऽपि इदानीं कार्यनिमग्नाः सन्ति अतः अद्य एकः अपि मह्यं न लब्धः कृपया क्षम्यतु क्षमां दातुं शक्नोति अहं उक्त सत्यं सत्यं आगच्छामि इति उक्तवान् सत्यं अस्तु तर्हि तर्हि एवं करोमि तत्र इदानीं कार्यं शीघ्रं समाप्य तदनन्तरं भवतः गृहम् आगच्छामि कृपया मध्याह्नानन्तरम् आगच्छामि अस्तु मध्याह्नपर्यन्तं तत्र तिष्ठामि मध्याह्नानन्तरं अस्तु अर्धदिने न भवति चेत् न न यत् कार्यं शीघ्रं करणीयं भवति तत् कार्यं अद्य करोमि अवशिष्टं कार्यं श्वः करोमि प्रातः अस्तु श्वः प्रातः मध्याह्नपर्यन्तं करोमि न न न तथा तथा न वदाम्येव तथा न वदाम्येव भवते मया वचनं दत्तमासीत् अद्य आगच्छामि इति अतः तदनुसारेण अहं मध्याह्नानन्तरम् आगच्छामि एव प्रातः आगन्तुम् असाध्यम् अभवत् तदर्थं क्षमां याचयामि मध्याह्ने अहं अवश्यं आगच्छाम्येव अस्तु अस्तु श्वः आगमिष्यामि किन्तु आगमनात्पूर्वं मम एकः समयः अस्ति किमित्युक्ते भवान् गतमासे मह्यं वेतनमेव न लब्धवान् भवतः स्मरणे अस्ति वा न जाने नास्ति वा न जानामि किन्तु अहं लिखितवान् मम पुस्तके भवता वेतनं न न दत्तमिति तद्दातव्यमस्ति अस्तु अस्तु अस्तु अस्तु अस्तु सत्यं भवतां समस्याः सन्ति चेत् सन्ति एव किन्तु पश्यतु मम गृहे मम पत्नी मम पुत्राः सर्वे सन्ति तेषां लालनपोषणं मया करणीयं तद् अहं दैनिक तत्र वेतनं स्वीकरोमि किल मम मासे मासे नागच्छति यत् धनं अद्य लभ्यते तेन धनेनैव अहं तेषां पालनपोषणं करोमि अन्यद्धनं मम कुत्रापि न लभ्यते

अस्तु अस्तु अस्तु अस्तु भोः अस्तु अस्तु अवश्यं अद्य अद्य मध्याह्ने आगच्छामि अवश्यं अद्य अपराह्णे आगच्छामि अस्तु वा अस्तु राम् राम् राम् राम् राम् राम्